अस्माकं ग्रामे अमरेश्वरदेवस्थानः देवस्थानं विद्यते तत्तु जकणाचारिणा कृतम् इति प्रतीतिः विद्यते चालुक्यानां काले तत्र प्रदेशः सुन्दरः नास्ति किन्तु जनाः बहवः एव तत्र आगच्छन्ति दर्शनार्थम् एवम् अस्माकं प्रदेशे एव ऐहोले पट्टदकल्लु बादामि एते प्रदेशाः सर्वेपि सन्ति तत्र तु देशविदेशादपि द्रष्टुम् आगच्छन्ति तत्र प्रायः अनज्ञा प्राप्तव्या इति नास्ति यतः तत्रैव टिकेट् प्राप्यते पूर्वं टिकेट् प्राप्यते वासार्थं व्यवस्थाः अपि तत्र सन्ति तत्र ग्रामीणाः अपि गत्वा समययापनं कुर्वन्ति आनन्दमनुभवन्ति तत्र ऐतिहासिकस्थलमिति कृत्वा विदेशादेव बहवः जनाः द्रष्टुम् आयान्ति